पशुपालनेन सह जनाः पार्श्वव्यापारं बहुविधैः कुर्वन्ति मांसव्यापरं कुर्वन्ति अण्डव्यापारं कुर्वन्ति दुग्धं दधि तक्रं ऊनानि तत्र नवनीतम् घृतं गोभरं गोभरविक्श् विक्रयेण कृषि अपि उत्तमा भवति यदि पशूनां गोभरं कृषिभूमिं प्रति स्थाप्यते तदा ततः उत्तमफलोत्पत्तिः भवति अन्यथा आपणे प्राप्यमानगोभरं स्थाप्यते चेत् तत्र प्राप्यमान आहारं तत् फलं भवतु शाकाः भवन्तु ते सत्त्वयुक्ताः न भवन्ति इति वक्तुं शक्नोमि विहाय उत्पादनानि घृतनिर्माणं घृतं निर्माय अन्येभ्यः आपणेभ्यः दानं तत्र ते स्वीकृत्य अन्येभ्यः ये इच्छन्ति तद् दातुं शक्नुवन्ति